आम् अहं वक्तुं शक्नोमि अहं बाल्यकालात् एव रेल्यानेन यात् यात्रां करोमि अहम् अहं बहुषु राज्येषु एव यात्रां कृतवान् अहम् कर्णाटकः केरलः महाराष्ट्रः गुजरातः देहली उत्तराखण्डः उत्तरप्रदेशः आदिषु राज्येषु भ्रमणं कृतवान् अहं मम पित्रा सह मात्रा सह भगिन्या सह च भ्रमणं कृत्वान् रेल्यानेन एकः बहु उ उपयोगी इ उपयोगी उपयोगी साधारण्ं च बहु लाभः प्रति यानेन अस्ति